तत्र पुष्पं फलं शाकानां इति तु रोपयामः एव किन्तु पुष्पं यदि वयं रोपयामः तर्हि तस्य अस्माभिः तत्र दैनिक देवपूजायाः कृते बहु आवश्यकं भवति पुष्पाणि अनन्तरं पुष्पद्वारा तत्र अस्माकं वृत्तिः आह्लादम् आह्लाददायकं भवति भिन्नपुष्पोद्याने तत्र अस्माकं अस्माकं तत्र मनसि उल्हासः भवति यदि पुष्पाणि पुष्पाणि बहूनि पुष्पं पुष्पवृक्षाः यदि सन्ति चेत् तादृश फलस्य वृक्षमपि गृहे आवश्यकं किन्तु तदा स्थानस्य न्यूनता कारणेन वयम् अधिकफलवृक्षाः योजयितुं न शक्नुमः शाकानां विषये एव इदं वदामः चेत् शाकवृक्षानि सस्यानि वयं रोपयितुं शक्नोमि शक्नुमः यतो हि तदा लघुस्थानेषु तत् निर्माणं कु कर्तुं शक्नुमः अनन्तरं तदा मासद्वये मासत्रये तद् शाकानां निर्मितिः भवति तर्हि अस्माकं गृहस्य कृते वयं तत् स्त् शाकानां प्रयोगं कर्तुं कर् कर्तुं शक्नुमः तेन अस्माकं परिवारे एकम् एका भावना वर्तते वृत्तिङ्गता भवति यथा एकं एतत् मः मम एतस्य गृहस्य शाकं तत् आनन्दं यद् अस्ति एषः एषः शाकः मया निर्मितः तर्हि तत् या भावना भवति सा भावना बहु महत्त्वपूर्णमस्ति तद् एतत् बहु उत्तमं भावना अस्ति अनन्तरम् अस्माकं यत् बालकाः सन्ति अस्माकम् अन्यपरिवारजनाः सन्ति तेषामपि अपि तत् शाकानां वृद्धिः भवतु अनन्तरं शाकानां योजना कथं करणीयं तस्य निर्माणं कथं करणीयं कस्मिन् मासे कः शाकः भवति एतत् सर्वं वयं व्यावहारिकज्ञानं वयं सर्वेषां कृते दातुं शक्नुमः तस्मात् पुष्पं पुष्पसस्यानि तथा शाखसस्यानि अस्माकं कृते बहु उपयुक्तः भवति तस्य रोपणमपि सर्वदा वयं कुर्मः अनन्तरम् अन्येषामपि प्रचारार्थं प्रसारार्थं वयं तत् तत् कृते प्रयत्नं कुर्मः